स्वजनैः इत्युक्ते अस्मदीयाः इति अर्थः तैः सह क्रीडनं नाम एकम् आनन्ददायकविषयः यदि स्वजनाः एव समीपे भवन्ति तर्हि सर्वदा आनन्दः एव भवति तर्हि भवति चेदेव आनन्दः तर्हि तैः सह यदि मिलित्वा क्रीडामः चेदेव स्वर्गानन्दः इति अपि वक्तुं शक्नुमः अस्माकं परम्परा यथा अस्ति वसुधैवकुटुम्बकम् इति भावः यः भावः अस्ति तत्तु ग्रामीणप्रदेशे विशेषरीत्या प्रदर्शनं भवति अतः यदा यत्र सज्जनाः स्वजनाः मिलित्वा वसन्ति तत्र ग्रामीणजनानामपि एकः विशेषदृष्टिः तत्र भवति तस्य विषये चर्चापि भवति उत्तमविषयान् चर्चयन्ति परस्परं तस्मिन् विषये वार्तालापं कुर्वन्ति तादृशम् अस्माकं भवेदित्यपि चिन्तयन्ति कुत्र भवति कुत्र न भवति काः समस्याः भवन्ति कथा तथा मिलित्वा यदा तिष्ठन्ति तर्हि समस्यानां विषयेऽपि जनाः ग्रामीणजनाः स्वस्य विषयेऽपि तत्र योजयित्वा चिन्तयन्तः भवन्ति